तत् पुस्तकम् अतीव उत्तमम् आसीत् अस्माकं जीवने परिवर्तनं यथार्थतया आनयति पुस्तकानि बहुविधाः सन्ति किन्तु महत्त्वं तस्य पुस्तकस्य अस्ति यत् वयं सम्यक् अवगच्छामः तथा च यत् अस्माकं जीवने परिवर्तनम् आनेतुं लाभप्रदं भवति तथा च पुस्तकं पठित्वा ज्ञानं वर्धते सनातनधर्मस्य किमपि पुस्तकम् उत्तमं पुस्तकं वयं पठामः